हरिः ओं नमस्कारः आं मम विद्यालये किञ्चि कानिचन पुस्तकानाम् आवश्यकम् अस्ति तदर्थमहम् आगतवती आं तर्हि भवतः समीपे आं प्रथमं पश्यामि कानि कानि पुस्तकानि सन्ति कृपया वदतु मम कृते तु विद्यालयस्य कृते एव आगतवती विद्यालये आमाम् आमाम् आमां यथा छात्राणां कृते उपकाराय भविष्यति सरला भविष्यति तादृशी एव नयामि पुस्तकानि दर्शयतु यदस्ति बङ्ग व्याकरणपुस्तकानि सन्ति वा न मम कृते तु विंसतिः पुस्तकानि आवश्यकानि अहो आम् तत् मूल्यं कति अस्ति एकस्य कृते पञ्चाशत् ओहो तर्हि तु सम्यक् अस्ति ओहोहो बहु उत्तमं तर्हि तत्र किं टिप्पणीपुस्तिका सन्ति वा पुस्तिकाः तादृशमेव तादृशं विंशतिः एतादृशं बहु उत्तमं तर्हि मम कृते विंशतिः पुस्तकानि त् विंशतिः टिप्पणीपुस्तिकाः मम कृते ददातु तदैव ददातु बङ्गव्याकरणमेव आवश्यकं न न न न इतोऽपि यदि आवश्यकं भवति चेत् आम् अहम् आगच्छामि पुनः आगच्छामि यदि आवश्यकं भवति चेत् न न इतोऽपि न आवश्यकम् अस्तु भवान् ददातु आम् नयतु धनं नयतु आम् अस् अस्तु अस् पुनर्मिलामः धन्यवादः